जनानां नेगेटिव् विषय वा अधिकं चिन्तयति जनाः तत्र मम नेगेटिव् अस्ति अहं सर्वदा एकस्मिन् विषये चिन्तनं कुर्वन् भवामि उदाहराणार्थम् अद्य यदि पाठं सम्यक् न कृतं तर्हि तत्र मम मनः तत्रैव भवति तस्मिन् विषये एव अहं बहुचिन्तनं कुर्वन् भवामि अरे किमर्थम् एवं मया पाठितम् इति नेगटिव् चिन्तनं भवति मया यत् पाठितं तत् सम्यक् नासीत् वा इति तत्र मम नेगेटिव् भवति तदर्थं प्रत्येकस्य जनस्य एकं नेगटिव् भवति मम चिन्तने कदाचित् कार्यकरणे एवम् अन्येषां विषये चिन्तनं कदाचित् कुर्वन्ति तत्सर्वं न करणीयं नाम् नेगटिव् यद् भवति तत् स् नकारात्मकचिन्तनं यद् भवति तत् अस्मान् नाशयति तदर्थं तस्य विषये अधिकं चिता चिन्ता द्वयोर्मध्ये चिन्ता नाम गरीयसी इति वयं जानीमः प्रसिद्धं सुभाषितं तत्र चिन्ता किं करोति नाम नाशयति नाम अस्माकं यत् चिन्तनं भवति तत्सर्वम् अपि अस्मान् नेगटिव् प्रति नयति नाम नेगटिव् मैण्ड् यद् भवति अस्माकं विकासः अपि न भवति मम जीवने मया यदा उद् नाम बाल्यकाले आसम् यः केऽपि मम मित्राणि उत्तमकार्याणि कुर्वन्ति कुर्वन्ति स्म तर्हि तत्र मम नेगटिव् भवति स्म अरे मम मित्राणि कुर्वन्ति अहं किमर्थं न करोमि इति नेगटिव् चिन्तनेन चिन्तनेन चिन्तनेन तथा बहु किमपि दुःखम् अनुभवति स्म अनुभवामि स्म तदर्थं तत्र नेगटीविटी यद् अस्ति नाम नेगटिव् यद् अस्ति एक्स्पीर्यन्स् यद् अस्ति तस्य विषये किञ्चित् मया उक्तम् अस्ति धन्यवादः